कष्टमेव सुखस्य प्रथमसोपानमिति वक्तुं शक्यते तत्तु अत्र सम्यक् वक्तुं शक्यते यदि आदौ जलतरणं कुर्मः आदिवत् तर्हि तदा हस्तवेदना पादवेदना सर्वं सर्वस्यापि वेदना भवति दिनद्वयं तदा दिनद्वयानन्तरम् एवमेव प्रतिनित्यं यदि कुर्मः तर्हि त् वेदना न आयाति पुनः वेदना किमर्थं न आयाति इत्युक्तौ तत् दृढं जातं भवति तत्र बलमागतं भवति अतः तत्र किमपि न भवति पुनः तत्र कष्टं न भवति पुनः यदि स्वाचोस् स्व उच्छासः उच्छ्वासः यदि यदि संयक् दीर्घतया क्रियते तर्हि आ आयुः वर्धनं भवति तत्तु अनेन कर्तुं शक्यते यदि यदा अन्तः गच्छामः तदा तु बहुवा बहुकालपर्यन्तं श्वासः तत्रैव स्थितः भवेत् खलु अतः तरणेन तत् आयुर्वर्धनं अथवा सामर्थ्यवर्धनं भवति इति